अस्माकं प्रदेशे अयं नगरप्रदेशस्य पारभागः इति कृत्वा नागरिकः सं नागरिकीसंस्कृतिः आवाहितः वर्तते अतः सं सांस्कृतिकं किमपि अत्र आधिक्येन नोपलभ्यते किन्तु आचरणं तु अत्र भवति बहुविध आचरणं चलति कल्लेश्वरः इति तस्य जात्रामहोत्सवः भवति एवमेव मुनेश्वर इति तस्य जात्रामहोत्सवः भवति इत्येवं स् संस्कृतिः काचित् कल्पिता अस्ति सा पुरातः अपि अनुवर्तते किन्तु सांस्कृतिकसमुदायः इति अत्र कोपि नास्ति अत्र सर्वैः सांस्कृतिकैः अपि या यः को यः को वा यस्य कस्य वा संस्कृतितः वा भवतु सः सर्वोपि आर् एस् एस् राष्ट्रीयस्वयंसेवकसङ्घः इति यत् सङ्घीयं चलति शाखा तत्र सर्वेषामपि मेलनं भवति अपि च क्वचित् समस्या उत्पन्ना चेत् तत्र सर्वेषामपि मेलनं भवति एवम् अत्र सांस्कृतिकसमुदायः इति कोपि नास्ति किन्तु सर्वेपि असांस्कृतिकाः इति वक्तुं शक्यते